विश्वे विद्यामानासु सर्वासु भाषासु संस्कृतभाषा अतीव पुरातनी भाषा वर्तते सर्वासां भाषाणां जननी कथनेन तत्र अतिप्रसङ्गः न भवति संस्कृतभाषायाः परिरक्षणे प्रवर्धने च देशे संस्कृतभारत्या शिबिराणि चाल्यन्ते एवं च गृहं गृहं ग्रामं ग्रामं जनं जनं प्रति संस्कृतं गच्छतु इति धिया संस्कृत भारत्या बहवः प्रकल्पाः परिकल्प्यन्ते तथा च संस्कृतस्य संरक्षणार्थं संस्कृतविश्वविद्यालयेषु तालपत्रपोथीनां तालपत्रग्रन्थानां संरक्षणं ताम्र पत्रग्रन्थानां संरक्षणं च क्रियते एवं संस्कृतभाषायाः परिरक्षणे अतीवप्रमुखः प्रमुखं कारणं भवति परम्परया शिक्षाध्ययनं तेन विश्वविद्यालयेनापि परम्परा शिक्षया संस्कृत भाषायाः रक्षणं क्रियते